श्रूयते अहमत्र बहुदूरात् आगतवान् अत्र प्रकोष्ठाः लभ्यन्ते वा कति धनम् आवश्यकम् एकस्मिन् प्रकोष्ठस्य कृते एकरात्रौ तत्र अत्र निवसामि तदर्थम् एकसहस्रं वा एकसप्ताह

एकदिनस्य कृते एकसहस्रं वा तत्र एकस्मिन् प्रकोष्ठे कति जनाः निवसितुं शक्यते जनद्वयं वा परन्तु अस्माकं कृते चतुर्जनानां प्रकोष्ठः आवश्यकः अस्ति इति एकः प्रकोष्ठः एवं नास्ति वा यत्र चत्वारः जनाः एकस्मिन् समूहे निवसितुं शक्नोति अस्ति वा तत्र शीतलप्रकोष्ठमस्ति वा शीतलं नाम ए सी अस्ति वा तत्र अस्ति तद् तत्कृते किञ्चित् अधिकं धनं दातव्यं वा एतावदधिकं किमर्थम् अत्रैव समीपे एकं होटेल् अस्ति तत्र केवलमेकसहस्रमेव इच्छन्ति ते अधिका का सुविधा अस्ति तत्र भो भोजनं लभ्यन्ते वा किं किं भोजनं लभ्यन्ते तत्र शाकाहारि अस्ति किं मांसाहारि शाकाहारिभोजनं पुनः स्विमिङ्ग् पूल् अस्ति वा स्विमिङ्ग् पूल् कृते अधिकं धनं वा किञ्चित् अधिकं धनं दातव्यं वा पुनः अस्माकं सह यानमपि अस्ति अत् पार्किङ्ग् करणार्थं स्थानमस्ति कुत्र अस्ति स्थानं अधोभागे वा अस्तु तर्हि यानमस्ति यानं तत्र स्थापयामि तर्हि यानस्य प्रक्षालनार्थं तत्र लोकः नियोगः वा फ़्री वैफ़ै तत्र अस्ति वा ओ परन्तु अस्माकं कृते किं यानं प्रक्षालनार्थमेकः जनः आवश्यकः अस्ति खलु अस्तु अस्तु तर्हि अहं द्विसहस्रं रूप्यकाणि ददामि अहम् एतत् मम परिचयपत्रमस्ति नयतु अस्माकं कृते प्रकोष्ठं ददातु अस्तु धन्यवादः